अस्माकं क्षेत्रे फूगवाटिकाः सन्ति कदलीवाटिकाः सन्ति केचन ग्रामेषु व्रीहि रागः इत्यादि ग्रामधान्यानि पुष्पकृषिम् अपि जनाः कुर्वन्तः सन्ति महिलाः आर्थिकविपण्यां बहु कार्यं कुर्वन्ति मल्लिका पुष्पा आरोहणं कृत्वा मल्लिकापुष्पं मालां कृत्वा विक्रयणं कुर्वन्ति तदा आर्थिकलाभः अपि भवति इदानीं तु वृष्ठिकालः सन्निहितः सर्वे कृषिकाः उल्लसिताः क्षेत्रं गच्छन्ति सज्जतां कुर्वन्ति बीजानि स्थापयन्ति तत्र गोबरः इत्यादि स्थापयित्वा तस्य अरोहणं आरोहणं इत्यादि कुर्वन्ति अनन्तरम् उत्तम मौल्याः यदा मासद्वयानन्तरं तस्या फलवृद्धिः सम्भवति तेषां सर्वम् एकीकृत्या वाटिकायां सर्वं रक्षणं कृत्वा एकीकृत्य तत्र कीटारक्षणं अनन्तरं तेषां कृते सर्वं कृत्वा विपणीं गत्वा विक्रयणं कुर्वन्ति